अस्माकं ग्रामे तु प्रायः न्यूनाः समस्याः भवन्ति इत्युक्ते कृषिकसमस्याः कौटुम्बिकसमस्याः अनन्तरं किञ्चित् गमनागमनस्य तत् सञ्चाररूपेण किञ्चित् तत्र बस् व्यवस्था न्यूनम् अस्ति तत् सर्वं परिहारं कर्तुं सर्वे किं कुर्वन्ति तत्र एम् एल् ए इति सन्ति खलु तेषां प्रति गमिष्यन्ति तेषां समस्यां सर्वम् ते अनु अनु अनुमोदयन्ति तत्र तदा ते जनाः सन्ति जनाः अस्तु किमपि कुर्मः कार्यं कुर्मः इति उक्त्वा ते प्रेषयन्ति पुनः मासानन्तरं तद् व्यवस्था भवति परन्तु भवन्ति निश्चयेन परन्तु कथं भवति कदा भवति न जानामि पुनः तत्र कौटुम्बिकसमस्याः भवन्ति कौतुम्बिकसमस्या भवन्ति ते ग्रामीणजनाः यदि ज्येष्ठाः सन्ति खलु ते एव तत् सर्वम् उपविश्य सर्वं निवारणं कुर्वन्ति यदि अधिकं भवति चेत् क्लेशः भवति चेत् ते पुनः अग्रे जिल्लास्तरे प्रेषयन्ति परन्तु तावत् न गच्छति तत्रैव सर्वं समापनं भवति सर्वं समापनं भवति अतः अग्रे न गच्छन्त्येव अनन्तरं सञ्चारव्यवस्था बस् व्यवस्था अस्ति खलु शालां प्रति गमनम् अस्ति लगु छात्राणां प्रति अनन्तरं बृहत् पोषकाणां पालकानां प्रत्यपि नगरागमनं प्रति गृहं प्रति गमनं भवति अतः तेषां विषयं तद् निवारणार्थं ते बस् व्यवस्था कुर्वन्ति परन्तु तत्र वारे द्विवारं वा प्रतिदिनं त्रिवारं वा बस् यानं भवति गमनागमनार्थम् तस्मिन् समये सर्वं समाप्तं भवति एवं लघु लघु समस्या भवन्ति चिन्ता नास्ति